नमस्कारः अहं प्रियदा ट्वेन्टि फ़ोर् चानल्तः अहं प्रधानवार्तां वदामि सर्वेषां स्वागतं वदामि केरळे बहु केरळे वर्षा वर्षा बहुविधमस्ति अतः प्रलयः केरळे प्रलयः अस्ति मम चानल् चेनल् रिपोर्टर् गौरीनन्दना मुख्यां परिस्थितिम् अस्ति गौरिनन्दना श्रूयते वा हा तत्र किं किं भविष्यति केरळे अवस्था अस् किम् अस्ति हा वदतु गौरी श्रूयते वा लो अस्तु गौरी अस्तु केरळम् अति दुरन्तं दुरन्तमस्ति आम् सर्वेषु जनेषु कष्टमनुभवन्ति सर्वे सर्वे जनानां वयं प्रार्थयामः

अग्रिमं वार्तां वदामि किञ्चित् ब्रेक् अस्ति धन्यवादः